मम कृते मसाल् दोसा द्वयम् इड्डिका त्रयं च पाकिङ् करोतु अनन्तरं पश्यतु तस्य उष्णता सम्यक् एव भवेत् इति बहु समयः स्वीकरोति किल गृहं पर्यन्तम् आगन्तुम् अतः सम्यक् तस्य इन्सुलेटट् बेग्स् तत् सर्वं स्थापयित्वा सम्यक् तस्य पाकिङ्ग् करोतु अनन्तरं दृष्ट्वा सम्यक् अस्ति वा न वा इति सम्यक् दृष्ट्वा एव प्रेषयतु यदा अत्र आगच्छति तस्य उष्णता तथैव भवेत् अन्यथा अहं यत् भवान् प्रेषितवान् तथैव अनुप्रेषयामि पश्यतु सम्यक् एव प्रेषयतु अस्तु वा